आम् विण्टेज् पुस्तकम् अस्ति बहु पुरातनं पुस्तकमस्ति तत् पुस्तकं भवति लघुसिद्धान्तकौमुदी अहम् उद्यानं गत्वा तत्र लघुसिद्धान्तकौमुदी इति पुस्तकं क्रीतवान् द्वाविंसतिसहस्र अष्टादश तम शताब्द्यां मया क्रीतं तत् पुस्तकं मध्ये विण्टेज् अस्ति एवं तत् पुस्तकं मध्ये बहु सम्यक् व्याकरणविषयाः सन्ति